मम प्रदेशः राजस्थानप्रदेशः राजस्थानम् राजस्थाने इदानीम् अशोक् गेहलोत् मुख्यमन्त्री अस्ति इदानीं काङ्ग्रेस् सर्वकारः प्रचलति प्रायः ये सर्वकारीयपक्षाः आगच्छन्ति ते सर्वे एव सम्यक् कार्यं कुर्वन्ति कदाचित् इदानीं काङ्ग्रेस् राज्ये संस्कृतस्य तथा प्रचारप्रसारः न भवति यदा बी जे पी आगच्छति भारतीय जनता पार्टी आगच्छति तदा निश्चितरूपेण सनातनधर्मस्य विकासाय कार्यं कार्याणि कुर्वन्ति योजनाः आनयन्ति काङ्ग्रेस् सर्वकारीयाः अपि कार्यं कुर् कुर्वन्ति किन्तु मम दृष्ट्या कदाचित् संस्कृतक्षेत्रे तथा कार्यं न भवति द्वितीयं अत्र विध पर्यटनस्थलेषु या योजनाः आगच्छन्ति तत्र एते बहुसम्यक् कार्यं कुर्वन्ति अस्य काङ्ग्रेस् सर्वकारस्य कार्यकाले आर् पी एस् सी राजस्थान् पब्लिक् बोर्ड् आफ़् कमिशन् इति सरिस् बोर्ड् कमिशन् तत्र किमस्ति चयन प्रक्रियायां भ्रष्टाचारः व्याप्तः अस्ति भ्रष्टाचारे कदाचित् पश्यामः अत्र यः शिक्षामन्त्री आसीत् सः करेप्ट् अभवत् भ्रष्टाचारी अस्ति सः पेपर् लीक् कृतवान् तत्र बहवः संलग्नाः किन्तु तेषाम् इदानीं पर्यन्तमपि कुत्रापि कारागारे स्थानं नास्ति अतः निश्चितरूपेण इति वक्तुं शक्यते यत् स् शिक्षादृष्ट्या शिक्षायाः गुणवत्तादृष्ट्या कार्यं न भवति द्वितीयं पश्यामः सुरक्षादृष्ट्या तदपि इदानीङ्कश्चित् सम्यक् न दृश्यते केवलं कोऽपि भवतु जनप्रतिनिधयः केऽपि भवन्तु कस्यापि सर्वकारः भवतु मम दृष्ट्या यः आगत्य अस्माकं देशस्य विकासाय कार्यं करोति यः ग्रामस्य विकासाय चिन्तयति सः सर्वकारः उत्तमः अतः तद्दृष्ट्या शतं प्रतिशतं कः सर्वकारः उत्तमः सर्वकारः उत्तमः जनप्रतिनिधिः इति विषये मम कदाचित् शतप्रतिशतं कस्यापि विषये नास्ति चिन्तनं तावत्